नमो नमः मम गृहे रो रोगः रोगी अस्ति तर्हि अहं सम्यक्तया भोजनं ददामि एवं सूप् अस्ति एवं फलरसम् अस्ति फलजलम् अस्ति अहं ददामि अल्पमात्रायां बहुधा भोजनं कुर्वन्तु विशेषतः यदि व्यक्तिः क्षुद्रता नास्ति प्रायः रोगिनः मृदुभोजनम् उदाहरणं उदाहरणार्थं अनाजं पिष्टं कदलीफलं वा सुपं मधुरभोजनं वा प्राधान्येन पश्यन्ति तदा प्रियदिनानि यावत् सः व्यक्तिः किं खादति इति महत्वं नास्ति यद्यपि सः बहुधा खादन्ति रोगि प्रत्येकम् एकं द्वे घण्टेषु प्रचुरं पिबन्तुम् अर्हन्ति यथा क्वाथनजलं नवफलरसं नारीकेलजलं सोडा सुपं वा जलयुक्तं दलिया वा अर्पयन्तु अति सारहिताय वा क्वथनम् अल्पं वा दुग्धं क्षीरचायं वा ददातु खाद्यजनितसङ्क्रमणं परहरितुं स्वच्छतया सुरक्षिततया ख्यातं पेयः अहं तस्य सम्यक्तया उपभोजनं ददामि तर्हि सम्यक्तया स्व आरोग्यः लभ्यते इति पश्यात्